शिल्पानां स्थापनविषये स्थानविषये च कथं निश्चयं कर्तुं शक्नुमः इति चेत् प्रथमं स्थानं द्रष्टव्यं यत्र च सद्भक्ताः अधिकाः सन्ति यत्र च जनाः अधिकतया आगत्य स्थानं द्रष्टुम् आगच्छन्ति तेन च तेभ्यः अपि तद्विषये यस्य शिल्पं कृतवन्तः तद्विषये तद्विषये ज्ञातं भवति अतः एतादृशस्थानं दृष्ट्वा तत्र कीदृशं क्वचित् कस्य कस्य कस्मिश्चित् प्रदेशे कस्यचित् प्रामुख्यता दत्ता भवति तत्र च तस्य शिल्पं शिल्पं कृत्वा यदि स्थापयामः अधिकतया जनाः आगच्छन्ति तेन च तेभ्यः अपि तद् शिल्पस्य विषये ज्ञातं भवति अतः तस्य स्थानसम्बन्धप्रामुख्यता यद्वर्तते प्रमुखप्रामुख्यं तत् स्थाने यद्वर्तते तत् स्वीकृत्य तत्र शिल्पं कृत्वा स्थानं च यत्र अधिकाः जनाः आगन्तुं शक्नुवन्ति यत्र च व्यवस्थादिकं सम्यगस्ति तत् स्थानं चित्वा तत्रैव शिल्पानां स्थापनं कर्तुं शक्यते इति मम अभिप्रायः